संस्कृतं नाम दैवीवक् अन्वाख्याता महर्षिभिः संस्कृतम् इति शब्दः एव वदति सम्यक् कृतम् अतः एषा भाषा अन्यभाषाणाम् अपेक्षया अत्यन्तं शुद्धं परिपूर्णम् इति न वदामि शुद्धरूपाणि अत्र भवन्ति काश्मीर्तः कन्याकुमारिपर्यन्तं गच्छामः जपान् तः अमेरिकापर्यन्तं गच्छामः चेदपि भवति इत्यस्य अस्ति इत्येव अर्थः वर्तते इत्येव अर्थः उच्चारणमपि भवति इत्येव भवेत् गच्छति इत्यस्य गमनार्थकः एव सर्वत्र प्रचलति एवम् अन्यभाषाणाम् अपेक्षया संस्कृतम् अति विशिष्टा सर्वैः तस्य अभ्यासः करणीयः अन्यभाषा भाषासु या वर्णमाला अस्ति प्रायः सर्वासां वर्णमालानां मूलं संस्कृतस्य माहेश्वरसूत्राणि एव भवेत् अतः संस्कृतभाषा विशिष्टा भाषा एतत् सर्वां सर्वे जनाः पठेयुः